माम् बहु मोदते सङ्गीतकार्यक्रमम् अहं बहु इच्छामि तत् श्रुणोमि मनः उल्लासं कर्तुं बहु आनन्देन अनुभवामि आनन्दमपि अनुभवामि सङ्गीतश्रवणेन मनः मुदः भवति अनन्तरं नृत्यं भरतनाट्यम् अहं बहु इच्छामि भरतनाट्यं दर्शनेन मनः सन्तोषः यत्सर्वं भवामि अनन्तरं मम बहु इच्छाम्यहम् इत्युक्ते यक्षगानमपि इच्छामि यक्षगानद्वारा मम मनः बहु मोदते अनन्तरं पाकशास्त्रे तत्र यदा अहं किमपि खाद्यं निर्मा निर्माणं करोमि तदापि बहु सम्यक् अभवत् इत्युक्ते मम मनः मोदते अनन्तरम् एवं बहु ललितकलाः सर्वमपि अहम् इच्छामि ललितकलाम् इच्छामि नाटकं गानं नृत्यम् इत्यादि